भारतीयदर्शनेषु उत भारतीयशास्त्रेषु प्रमुखं स्थानं भवति युद्धकलायाः युद्धकला अत्यन्तम् अत्यन्तापेक्षितं भवति अस्माकम् राज्यपालनाय वीराः यत्र यत्र सन्ति तत्र तत्र शान्तिः शान्तिरपि सन्ति तत्र शान्तिः शान्तिरस्ति अस्माकं राज्य सुरक्षार्थं वीराणाम् आवश्यकमस्ति बुद्धिपूर्मार्थं वीरानाम् आवश्यमस्ति वार्धक्यक्षयनिवारणार्थं वीरत्वम् आवश्यकमस्ति तदनन्दरं वयं सर्वे युद्धकला किञ्चिद् ज्ञातम् प्रयत्नः भवति प्रयत्नः भवत्येव युद्धं सर्वदा न भविष्यति सन् सन्निग्धावस्थायाम् अत्यन्तं नो चेत् मले कैरल्याम् अडियन्द्रावस्था इति वदन्ति सन्निग्धावस्तायां युद्धस्य आवष्यकता अस्ति राज्यसंरक्षणार्थं तदानीम् भटानाम् भ इदानीं भटानां सम्बन्धे एव राज्यस्य मूल्यं रूपेण वर्तन्ते एवम् युद्धम् सन्नद्धाः जनाः तस्य तेषां शरीरं सम्यक् परिपालय परिपालनीयम् धन्यवादाः